एतावत् पर्यन्तं मम जीवने यत्किञ्चित् कार्यं स्वीकृतं तत्सर्वमपि समये एव समापितवती न कदापि तादृशः सन्दर्भः अनुभूतः यत्समये कार्यं न कृतं यदि अग्रे कदाचित् केनचित् कारणेन तादृशः सन्दर्भः आयाति तर्हि अग्रजस्य वा पितुः वा अन्यज्येष्ठानां वा साहाय्येन तत् कार्यं समाप् सम्पादयामि